मम क्षेत्रे परिवहनविधयः एते सन्ति बस् यानम् कार् यानं रेल्यानम् आटो यानं द्विचक्रिका इत्यादयः एतैः मार्गैः एव अहम् एकप्रान्ततः अन्यं प्रान्तं प्रति गन्तुं शक्नोमि मेट्रो व्यवस्था अपि जायमाना अस्ति मम क्षेत्रे सद्यः एव आगमिष्यति अहम् अधिकतया रेपिडो माध्यमेन आटो यानेन मम स्थानं प्राप्तुं शक्नोमि प्राप्तुम् इच्छामि च